नमस्ते वदन्तु आम् एवम्

एवं वदन्तु कति छात्राः सन्ति

आम् एवं तत्तु अवश्यं प्राप्यते पुनः तेषां वयोमितिः कः इति वदन्ति वा वदन्ति वा

एवं एवं बालिकाः बालकाः उभयमपि आम् एवं अस्तु तस्य योजना कर्तुं शक्यते परन्तु तेषां सैज़् किमिति अस्माकम् अपेक्षितम् आम् अवश्यं शक्यते अवश्यं शक्यते

एवं आम् श अवश्यं शक्यते नाम तस्मिन् वर्णे अपि प्राप्यन्ते शूस् तदर्थमपि वयं व्यवस्थापयामः आम् तदपि मिलति अत्र आपणे तदपि प्राप्यते अस्माकम् आपणे स्पोर्ट्स् शूस् अपि प्राप्यते अस्माकं प्यूमा वर्तते अतः तस्मिन् ब्रेण्ड् मध्ये एव वयं यच्छामः अतः तस्य सैज़् दृष्ट्वा शीघ्रमेव यावत् शीघ्रं शक्यते तावत् शीघ्रं वयं भवतां शालायाः कृते पादरक्षां यच्छामः शूस् व्यवस्थापयामः आम् ओ एवं वा तत्र एकं नाम तत् प्रति सहस्राधिकमेव भवति अतः सर्वेषामपि मिलित्वा आहत्य यावद्भवतीति अहं गणनां कृत्वा सूचयामि भवन्तः कति छात्राः भवन्ति सन्ति इति उक्तवन्तः आम् एवं आम् आम् द्विसहस्रच्छात्राः तत्र स्पोर्ट्स् शू सर्वेभ्यः अपि मास्तु इति चिन्तयामि ये स्पोर्ट्स् आम् आम् आम् एवं सामान्यं नाम ब्लेक् शूस् यदपेक्षितं पुनः तत् तत्सर्वं वयं व्यवस्थापयामः अत्र स्पोर्ट्स् शू प्रति किञ्चित् भवति तत्र अधिकमेव भवति मूल्यमपि अधिकं भवति पुनः तस्य नाम तत् तत्र क्रीडार्थं वा अथवा रन्निङ्ग् प्रति वा तत् कथमिति भवन्तः वदन्ति चेत् तदर्थं एव व्यवस्था वर्तते भिन्ना भिन्ना एव अस्ति तदनुगुणं वयं व्यवस्थापयामः शूस्

आम् एवं आम् एवं सत्यं आम् एवं तत्तु कुर्मः पुनः कस्मिन् दिनाङ्के वयमागन्तुं शक्नुमः तत्र मेषर्मेण्ट् स्वीकर्तुं इत्यपि सूचयन्तु तद्दिने अस्माकमापणतः आगत्य स्वीकुर्वन्ति मेज़र्मेण्ट् एवं वा अस्तु अस्तु धन्यवादाः